मया बायिक् बैक्यानेन लदाख् एवञ्च काश्मीरं गन्तुम् इच्छामि किमर्थम् इत्युक्ते बहु तु श्रुतम् पूर्वं मया बहुवारं श्रुतं किं बैक्यानेन लदाख् प्रति गच्छन्ति चेत् महान् नाम महान् आनन्दः जायते एवञ्च बैक्यानेन गमनवेलायां तत्र बृहत् बृहत् पर्वताः सन्ति तत्र दृश्शुब् नाम लघु लघु ग्रामानि सन्ति यत्र द्रष्टुं दृष् दृष्ट्वा मनसि महान् आनन्दः जायते एवञ्च बैक्यानेन गच्छाम चेत् पार्श्वे विद्यमानविषय नाम वस्तूनि पदार्थानि ग्रामाणि एवञ्च पत्न् कुत्रचित् पुष्करिणी अस्ति कुत्रचित् लघु लघु जलप्रपाताः सन्ति तत्तु सानन्दरीत्या द्रष्टुं शक्नुमः एक एकम् द्वितीयं भवति यत्र इच्छामः तत्र स्थित्वा तत्र किञ्चित् विश्रम्य दृष् द्रष्टुं शक्नुमः तत्रत्यविषये ज्ञातुं शक्नुमः अतः मम इच्छा अस्ति जीवने एकवारम् अहं तु बैक्यानेन लदाख् प्रति गच्छामि इति मम महान् इच्छा जायते